नमस्ते हा मम हा मम नाम अनुपमा मम पुत्री तद् स्थापने नृत्यम् अभ्यसति हा कथम् अभ्यासं करोति अ अ आम् मम पुत्री नाम निरञ्जना

हा निरञ्जना अभ्यासं कथं कर्तुम् उचितं रूपेण गच्छति वा आम् आम् आम् निरञ्जना सम्यक् नृत्यं करोति हा अन्यत् अनेकाः छात्राः तस्य अस्ति वा त तेषां सङ्ख्या काः कानि अनेकाः छात्राः अत्र अस्ति लु हा एतत् नृत्यस्य प्रदर्शनं कुत्र भवति चत्वारि आवसानभागे हा हा प्राथमिकपाठनं समाप्तं वा तन्मध्ये मुद्रायाः तद् मुद्रायाः नामं पठनम् अस्ति अन्तिमभागे अस्ति साव आम् आम् केनचित् आवश्यकाः बव भवन्ति नृत्यसमये वस्त्राणि अन्यद् का साधनानि अस् आम् आम् दक्षिणा का आं धन्यवादः